बालिकाः स्त्रियः बालकाः पुरुषाः च सर्वासु क्रीडासु भागं गृहीष्यन्ति तत्र के काः काः क्रीडाः इत्युक्ते खो खो कबड्डि हस्तकन्दुकक्रीडा पादकन्दुकक्रीडा चेस् तरणं पुनश्च कूर्दनम् उच्चकूर्दनम् इत्यादिकं तत्र विविधानि विविधाः क्रीडाः तत्र कः भेदः इत्युक्ते इदानीं तरणस्पर्धा इति पश्यामश्चेत् तरणस्पर्धायां यदि पुरुषाणाम् अपेक्षया बालिकाः न्यूनाः असमर्थाः इति वत् वक्तुं शक्नुमः यदि पाकशालक्रीडा इत्यादिकम् अस्ति चेत् तत्र पुरुषाणाम् अपेक्षया महिलाः बहु अधिकतया पार्टिसिपेशन् कुर्वन्ति तत्र विजयमपि प्राप्नुवन्ति तत्र ते ता तत्र तासां सा सामर्थ्यमस्ति अतः पाकशालक्रीडा इत्युक्ते बालिकानां कृते इत्येव इति वक्तुं शक्नुमः किन्तु केचन पुरुषाः अपि तत्र निपुणाः कुशलाः पुनश्च पुरुषाणां कृते बालिकानां कृते बालकानां कृते इदानीं शास्त्रं शास्त्रे पुनश्च विद्याक्षेत्रे बहवः बह्व्यः क्रीडाः सन्ति तत्र समस्या इत्यादिकं पादपूरणं समस्यापादपूरणं पुनश्च म श्लोककण्ठपाठस्पर्धा इत्यादिकम्